मम शालायां संस्कृतं कन्नड आङ्ग्लभाषा हिन्दी गणितं विज्ञानं समाज् समाजविज्ञानविषयाः आसन् एतत् एतान् विषयान् मध्ये गणितं गणित बहु गणित मध्ये गणितविषयः मध्ये बहु इच्छा आसीत् किमर्थम् इत्युक्ते सा शिक् शिक्षिका सम्यक्तया पाठितवती अनन्तरं तन् मध्ये किमपि डौट् आगच्छति चेत् सा समयक् रीत्या एव तत् क्लीयर् कृतवती तत् कारणं तदेव मम इच्छा विषयः